आधुनिकजगति संस्कृतभाषाभाषीणां समस्या भवति जनाः नास्ति संस्कृतपठनाय तदा तस्य भाषणाय च आधुनिकलोकाः न इच्छति ते तद् तद् पठनार्थं न इच्छति तदा सर्वे संस्कृतम् इति एकम् न आवश्यकम् इति चिन्तयति सर्वे लोकः तादृशाः भवति